वस्तुतः महिलाः प्रतिदिनं महान् बह्व्यः समस्याः परिहरन्ति कथं नाम एका एका गृहिणी नाम तत्र समस्याः अधिकाः भवन्ति इदानीं सा सा यत् इदानीं पुत्राः भवन्ति चेत् तस्य तस्यापि दृष्टव्यं पतिः भवति पतिः तस्य कार्यमपि दृष्टम् उभयोः अपि समानं दृष्ट्वा सर्वस्य कार्यमपि तया कर्तव्यं भवति तथा च स्वकीयकार्यमपि तया कर्तव्यं भवति पाकः कर्तव्यः पुत्रान् द्रष्टव्यं पुत्रान् शालां प्रेषणीयम् अपि इति पतिः का कार्यं कर्तुं गच्छति ता तस्मै अपि एषा सर्वं कर्तव्यं कार्यं कर्तव्यं भवति यदि सापि गच्छति तया अपि सर्वं कर्तुम् एतेषु समस्याः भवन्ति भवन्ति समस्याः परिहरति सा प्रतिदिनं समस्यान् परिहरे परिहृत्य सा दिनं यापयति गतेषु वर्षेषु वर्षेषु भारतीयसमाजे महिलानां पात्रं बहु परिवर्तितं वर्तते वयं पश्यामः मम अस्माकं मातरमपि पश्यामः कथं सन्ति इदानीं बालिकाः कथं सन्ति इति महान् व्यत्यासः तत्र दृश्यते एव गतवर्षेषु अस्मिन् वर्षेषु महान् व्यत्यासः सम्पादितः वर्तते भारते शिक्षणे तथा कार्यक्षेत्रे महिलाभ्यः समानावकाशः अस्ति एकैकत्र समानावकाशः अस्ति एकैकत्र वस्तुतः नास्ति समानावकाशः यद् स्वतन्त्रं ये स्यात् तथापि समानः अवकाशः अत्र इतोऽपि न दत्तं वर्तते